संस्कृतभाषायाः विकासः अत्यन्तं स्पष्टतया सर्वैः अपि ज्ञायते एव तत्र वेदभाषामिति पश्यामः तत्र यद्यपि संस्कृतभाषा न तथापि संस्कृतभाषायाः मूलभूता सा भाषा तत्र यथा प्रयोगाः सन्ति तादृशाः प्रयोगाः तदनन्तरं यत् साहित्यं वर्तते तत्र तत् तद्वदेव न सन्ति तत्र परिवर्तनमपि दृश्यते एतद्विषये अत्यन्तम् उत्तमं प्रामाण्यं भवति पाणिनेः व्याकरणम् यद्यपि सः लोके ये शब्दाः अस्माभिः संस्कृतशब्दाः प्रयुज्यन्ते तेषां कृते सः नियमं नियमान् करोति तदनन्तरं सः बहु बहुत्र किं वदति बहुलं विभाषा बहुलं छन्दसि इति सूत्रान् सूत्राणि रचितवान् अस्ति तदेव अत्र प्रमाणं यतः छन्दसि नियमाः अन्याः एव भवन्ति इत्यतः रूपाण्यपि अत्यन्तं विभिन्नानि भवन्ति अतः वेदे या भाषा प्रयुक्ता सा अन्या भवति आरण्यकोपनिषत्स्वपि किञ्चित् वयं एतस्मात् यद्यपि वेदः वेदस्यैव भागः तथापि तत्र किञ्चित् वयं भाषायाः प्रयोगे किञ्चित् भेदं द्रष्टुं शक्नुमः पुनः साहित्यादिषु स्मृत्यादिग्रन्थेषु वा तदनन्तरं काव्येषु वा तत्र परिवर्तनं वयं द्रष्टुं शक्नुमः तदनन्तरं इत्युक्तौ तत्रापि साहित्ये अत्यन्तं प्राचीनकाव्यानि यानि सन्ति तेषां भाषा तत्र या भाषा अस्ति भाषा इत्यनेन शब्दानां रूपाणि यानि सन्ति तेषामपि ग्रहणम् अत्र कर्तव्यं भवति पुनश्च वाक्यप्रयोगः वाक्यसंरचना इति विषयेपि भाषायाः विकासविषये यदा वयं चिन्तनं चिन्तयामः सोपि अंशः अस्माभिः द्रष्टव्यः भवति इति भाति यतः तत् यद्यपि पाणिनेः व्याकरणम् आगतं तदननु पाणिनिना व्याकरणं रचितं तदनन्तरं नियमास्तु पालिताः सर्वैरपि तदनन्तरं ये आगताः काव्यकर्तारः स्युः अथवा अन्ये शास्त्रग्रन्थं ये लिखितवन्तः ते वा स्युः पाणिनेः नियमम् उल्लङ्घ्य तैः किमपि वाक्यसंरचनादिकं न यद्यपि कृतं तत्तु आचार्यः आचार्यादिभिः कृतम् इत् इत्यतः आधरेण तादृशाणां प्रयोगाणाम् अङ्गीकारः क्रियते तथापि आधिक्येन यदि उच्यते तर्हि नवनवतिप्रतिशतम् अस्माभिः अस्माभिः यत् दृश्यते यत् तत्र प्रयोगाः पाणिनेः व्याकरणनियमानुसारमेव भवन्ति इति तथापि तत्र वाक्यसंरचनादिकं यदा पश्यामः तदा शैल्यां भेदः अस्माभिः दृश्यते तत्र तत्र इदानीं काव्यादिषु सामान्यजनानां संवादं यदि शृण्मः तत् तस्य संवादस्य च इदानीं यः संवादः अस्माभिः क्रियते तस्य च भेदः महान् वर्तते पुनश्च अस्मिन् काले यदि भाषायाः विकासः इति वयम् अंशं गृहीत्वा चिन्तयामः तर्हि अस्मिन् काले एवमस्ति यत् नूतन आविष्काराः सञ्जाताः यदा नूतन वस्तूनाम् आविष्कारः भवति तदानुगुण्येन तेषां नामान्यपि योजनीयानि भवन्ति इदानीं दूरवाणी अथवा जा अन्तर्जालः अन्तर्जालम् इति इति इति विषये तत् परितः तं परितः बहूनि वस्तूनि आगतानि बहु विषयाः आगताः अतः तेषां सर्वेषामपि सूचकं किञ्चित् पदमस्माभिरपि निर्मातव्यम् इत्येवं भाषायां विकासः तदपि इदानीं सम्यक् वयं द्रष्टुं शक्नुमः